वदन्तु इदम् आरक्षकस्थानमस्ति सम्यक् कस्मिन् मार्गे केन यानेन सर्वं वक्तव्यं भवति ओ तत्र किं भवति इत्युक्ते सर्वदा चोराः भवन्ति तस्मिन् मार्गे भवत्या किञ्चित् जागरूकतया भाव्यं

को कोपि क्लेशो नास्ति वयं तस्य पूर्णतया दायित्वं स्वीकुर्मः यथा शीघ्रं भवत्याः स्यूतं भवत्याः कृते लभ्येत तथा वयं अत्र यत्नं कुर्मः भवति एकं कार्यं करोतु भवत्याः दूरवाणीसङ्ख्या का अस्ति स् वदतु

सम्यक् स्यूतस्य वर्णः कः आसीत् सम्यक् अन्तः यत् य धनं कियदासीत् तत्र द्विसहस्रं द्विसहस्रं किं

सर्वं सुवर्णस्य रजतस्य कांसस्य किमपि नासीत् सम्यक् तत्र धनं टु थौस् द्विसहस्रस्य कियदासीत् पञ्चशतस्य कियदासीत् अवशिष्टं सर्वं पञ्चदा एवं मया पूर्णतया भवत्याः य

षड्शतं क्लेशो नास्ति भवत्याः एवं भवत्या यत् पत्रं दत्तमस्ति आरोपपत्रं तद्वयमत्र परिशीलयामः यथा शीघ्रं भवत्याः कृते भवत्याः स्यूतं तथा सौवर्णं सु सुवर्णविकाराः ये सन्ति ते अनन्तरं यावत् वित्तम्मुक्तं तावत् इदं सर्वं यथा शक्ति भवती किं कम्पेनी आसीत् तत्तु प्रायः दशसहस्राधिकं भवति खलु ओ हो हो हो त् तर्हि अस्माभिः अनुक्षणम् अत्र यत्नः क्रियते तत्र लोकयाने यः चालकः अस्ति यः निर्वाहकः अस्ति तौ उभौ तत्र विचारणं अहं विचारार्थं इदानीं आगच्छतः तत्र वयम् इदं सर्वं परिशील्य भवत्याः कृते वयं सि सि टि वि सर्वं दृष्ट्वा भवत्याः कृते यथा शीघ्रं भवत्याः स्यूतम् अनन्तरं वित्तं सुवर्णस्य ग्रैवेहिकम् अनन्तरं यद्यत् सुवर्णविकारत्वेन वर्तते तत्सर्वं भवत्याः कृते यथा शीघ्रं वयं दापयामः इदं मम आरक्षकस्य वचनमस्ति अस्तु अहं फ़ोलो अप् करोमि पुनः अस्मिन् विषये अस्तु शुभं भूयात्